मम प्रदेशस्य चिकित्सालयेषु नूतनं तन्त्रज्ञानम् उपयोगः उत बहु कुर्वन् बहु वर्तते तत्र न नूतनतन्त्रज्ञानम् अस्ति एक्स् रे मशीन् अनन्तरं ब्लड् शुगर् टेस्ट् तत्र एवं रेडियो थेरपि अस्ति तत्र एवं सोनोग्रोफ़ी एतानि बहूनि तन्त्रज्ञानानि तत्र वा वर्तन्ते एतेषाम् उपयोगम् उपयोगं कृत्वा वैद्यः रुग्णस्य का समस्या अस्ति तत् सम्यक्तया ज्ञातुं शक्यते यदि एक्स् रे भवति तर्हि एक्स् रे मध्ये आगच्छति रुग्णस्य किमस्ति यदि तस्य किं फ़ेक्चर् अभवत् तर्हि कुत्र फ़्याक्चर् अस्ति हेर् क्रेक् अस्ति अथवा किञ्चित् अधिकमस्ति तत् एक्स् रे इति इत्यस्य उपयोगेन वैद्यः ज्ञातुं शक्यते एवम् अनन्तरं सह उपचारं करोति तदैव सोनोग्राफी़ तस्यापि सेम् समानमस्ति अनन्तरम् एञ्जोप्लस्ति एजोग्राफी़ यदि हृदे किमपि समस्या अस्ति तर्हि तत् सा समस्या ज्ञातुं शक्यते एन्जियोप्लस्टी एन्जियोग्राफी़ द्वारा ज्ञातुं शक्यते अनन्तरं तस्य उपायं कर्तुं शक्यते